द्विसहस्रतमवर्षस्य जनवरि मासस्य प्रथमदिनाङ्कः एकाधिकद्विसहस्रतमवर्षस्य डिसम्बर् मासस्य प्रथमदिनाङ्कः द्व्यधिकद्विसहस्रतमवर्षस्य अगस्ट् मासस्य दशमदिनाङ्कः पञ्चाधिकद्विसहस्रतमवर्षस्य जुलै मासस्य द्वादशदिनाङ्कः षडधिक द्विसहस्रतमवर्षस्य अक्टोबर् मासस्य नवदशदिनाङ्कः